भारते केचन लोकप्रियाः योगागुरवः सन्ति किन्तु मम इष्टतमः योगागुरुः भवति आचार्यापतञ्जलिमहर्षिः योगी मीमांसकः च सद्गुरुः आधुनिकयोगस्य जनकस्य प्रसिद्धानां योगसूत्राणां लेखनस्य लेखकस्य च पतञ्जलिमहर्षिणः अविश्वसनीयजीवनस्य क्षमतायाः अन्वेषणं करोति सः आधुनिकयोगात् योगस्य जनकः इति प्रसिद्धः अस्ति सः योगस्य आविष्कारं न कृतवान् योगः पूर्वमेव नानारूपेण आसीत् यद् सः एकस्मिन् तन्त्रे आत्मसद्भावान् शिवः आदियोगी अथवा प्रथमयोगी ऋषिः सप्तऋषिभ्यः सप्तऋषिभिः वा बहु सत्रे वर्षेभ्यः वर्षेभ्यः पूर्वं योगं प्रसारितवान् तस्य मानवस्वभावस्य सर्वोच्छः सर्वस्य बोधः आसीत् परन्तु सः किमपि लिखितरूपेण न स्थापितवान् सः विद्वान् भवितुम् अतीव मन्यः आसीत् सः स्वस्य सर्वज्ञातम् एकस्मिन् व्यक्तौ स्थापयितुम् अतिकठिनं मन्यते मन्यते स्म अतः सः सप्तजनान् छित्वा तेषु योगस्य भिन्नान् पक्षान् स्थापयति स्म यदि सप्तमूलभूताः योगारूपाणि अभवन् अन्ते अद्यत्वे अपि एतेषां शतशः तन्त्राणां शाखाः कृताः तदापि योगः सप्तविशिष्टरूपाणि धारयति